हरि ओम् नमस्ते अहं तु अहं गणेशस्य माता अस्मि गणेशः कथमस्ति कक्ष्यायां सः सम्यक् पाठं श्रुणोति वा एवम् एवं वा कोलाहलं वा सः गृहे कति सम्यक् अभ्यासं करोति जानाति वा भवती एवं वा तथा नास्ति भोः तथा नास्ति गणेश् के ए अस्ति खलु सः मम पुत्र पुत्रः न न न सः उत्तमः बालकः अस्ति अहं जानामि तस्य विषये एवं वा तद् तद् स्यात् किन्तु न तस्य मित्रं मम गृहस्य पार्श्वे एव एकः अस्ति दिनेशः इति सः तु वदति गणेशः तु उत्तमः बालकः अस्ति सः तु मम सखः अस्तीति सर्वदा वदन्नस्ति भवती किं वदति तत् स्यात् अहम् एकदा विद्यालयम् आगत्या पश्यामि सः तु उत्तमः अस्ति इति मन्ये किन्तु अहमिदानीं किमर्थं दूरवाणीं कृतवती इति जानाति वा अस्तु स्यात् त्यजतु त्यजतु अहम् इदानीं किमर्थं दूरवाणीं कृतवती इत्युक्ते परश्वः मम गृहे एकस्मिन् कार्यक्रमः अस्ति कार्यक्रमः इत्युक्ते एकस्मिन् अस्माकं गृहे एकस्मिन् एतत् अस्ति सत्यनारायणपूजा अस्ति तदर्थं सः विरामं कर्तुम् इच्छति परश्वः भवती कक्ष्यायाम् एतस्मिन् परीक्षा अस्ति इति सूचितवती खलु तत् तदेव तस्मिन् परीक्षार्थं सः आगन्तुं न शक्यते इति न न न सः तु लघुबालः खलु अस्तु कोलाहलस्य विषये अहं कदाचित् विद्यालयम् आगच्छामि तद्विषये त्यजतु मह्यम् इदानीं परीक्षादिने एकस्मिन् विरामः आवश्यकमस्ति तस्य कृते कदावश्यकमिति अप्रतमः भवती परीक्षां यदाकदापि कर्तुं शक्यते खलु मम गृहे एकस्मिन् कार्यक्रमः अस्ति सः तु गृहे अवश्यकमेव अस्तु विरामं ददातु सः यदा कदापि परीक्षां लिखति लघुबालः खलु अस्तु धन्यवादः धन्यवादः भगिनी बहु धन्यवादः अहं यदा कदापि विद्यालयम् आगत्य तस्य विषये पश्यामि अस्तु स्थापयामि